एकोत्तर द्विसहस्रतमवर्षस्य जुलै मासस्य एकोनविंशतिः दिनाङ्कः पुनः दशोत्तरद्विसहस्रतमवर्षस्य जनवरि मासस्य दशमदिनाङ्कः पञ्चदशोत्तरद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य प्रथमदिनाङ्कः विंशत्युत्तरद्विसहस्रतमवर्षस्य फ़ेब्रवरि मासस्य द्वितीयदिनाङ्कः चतुर्विंशत्युत्तरद्विसहस्रतमवर्षस्य आगस्ट् मासस्य पञ्चविंशतितमदिनाङ्कः